अहं स्वपरिवारमित्रैः सह वृन्दावनस्य बहिः गच्छामि किमर्थं नाम तद् स्थानं किमर्थं च चयनं कृतवान् अस्मि तद् स्थाने श्रीकृष्णस्य बालकथा श्रीराधा राधाराणी कथमासीत् आसीत् तद् पश्यन् आसम् तद् ज्ञास्यामि ज्ञास्यामि कथमासीत् तेषां जीवने कथम् वृन्दावनधाम कथमासीत् तेषां मन्दिरदर्शनार्थमपि गच्छामि तेषां बाल्यलीला श्रीकृष्णः बाल्यलीला कथं कृतवन्तः तदपि पश्यामि तदुत्तरम् अहं यदि रिक्तसमये आनन्दं कथं प्राप् प्राप्तुम् अहं किं किं करोमि नाम भजनं तदुत्तरं सिङ्गिङ्ग् नृत्यं गा गीतं गानं तदुत्तरम् चित्रं चित्रं पश्यामि एतावत् कार्यं करोमि